शास्त्रेसु उच्यते मन एव मनुष्याणां कारणं बन्धमोक्षयोः इत्युक्ते मनः सर्वेषां कार्याणाम् कृते प्रमुखं स्थानम् आवहति इत्युक्ते यदा मनः शान्तं भवति मनः सम्यक् भवति मनः स्वास्थ्यं भवति तदा सर्वमपि कार्यं सम्यक् रूपेण सम्पाद्यते अस्तु अपि कथयति स्वस्थे शरीरे स्वस्थं मनः स्वस्थं मनः सर्वेषामपि कारणम् मनः एव सर्वस्य कारणं भवति मनुष्यस्य मनः यदि शान्तः नास्ति तर्हि सः किमपि कार्यं कर्तुं न शक्नोति तर्हि मनसः स्वस् स्वास्थ्यम् अत्यन्तम् अपेक्षितं वर्तते यः मानसिकरोगेण पीडितः भवति तस्य कृते मानसिकचिकित्सा अपेक्षते अस्माकं प्रदेशे मानसिक स्वास्थ्यस्य कृते चिकित्सालयाः बहु दूरे सन्ति येन ग्रामीणाः जनाः उपकृताः न भवन्ति केन्द्राणि अपि न सन्ति यदि सर्वकारः अस्य कृते ध्यानं ददाति मानसिकरोगस्य कृते चिकित्सालयं वैद्यालयं वा उद्घाटयति तर्हि मानसिकरोगेण ग्रस्ताः जनाः उपशमिताः भविष्यन्ति